हरि ओम् नमस्ते गङ्गाधरट्रेवल्स् वा गङ्गाधरट्रेवल्स् वा

अहं मम नाम गायत्री इति अहं बेङ्गलुरुतः दूरवाणीं कुर्वती अस्मि मम पाण्डिचेरी प्रवासः अस्ति अस्मिन् मासे एव अतः स्थातुं उत्तमप्रवासी मन्दिरस् मन्दिराः मन्दिरः आवश्यकम् आवश्यकम् एवं समुद्रस्य समीपे भवति चेत् उत्तमं वयं चत्वारः जनाः अतः बालाः अपि बहु सन्तोषम् अनुभवन्ति अतः पृष्टवती अहम्

आम् तदेव आवश्यकम् इति मन् चिन्तयामि घर्मः भवति खिल तत्र मूल्यं मूल्यस्य विचारे भवान् किमपि न उक्तवान् ओ सहस्रं ओ

ओ चत्वारः

ओ तथा मूल्यम् मूल्यम् अधिकं न भवति खलु समुद्रतटे आम् सत्यं सत्यम् अनन्तरं वयं सस्याहारि जनाः भोजनार्थम् उपहारार्थमपि एतत् व्यवस्था करणीयं खलु अस्तु अस्तु अस्तु यदा तत् अहम् यदा अहं तत्र आगच्छामि अहं दूरवाणीं करोमि भवतः कृते

अस्तु अस्तु धन्यवादः अस्तु धन्यवादः धन्यवादः